तव क्षेत्रे के नूतनाः व्यापाराः आरब्धुं शक्यन्ते किमर्थम् इति अस्माकं क्षेत्रे नूतनाः व्यापाराः आरब्धुं शक्यन्ते एव यतः प्राकृतिकसम्पन्मूलानि बहूनि वर्तन्ते अस्माकं क्षेत्रे अर्थात् अस्माकं समाजे अर्थात् अस्माकं प्रदेशे तत्र अधिकाः कृषिकाः एव भवन्ति इति कृत्वा तत्सम्बद्धं यदि व्यापारम् आरभन्ते तर्हि अनुकूलाय भवति लाभदायकं भवति इत्यपि वक्तुं शक्यते तत्र अधिकाः पूगफलं पूगफलं पूगफलस्य कृषिकार्यं कुर्वन्ति तस्मात् तद्व्यापाराधिकं यदि कुर्वन्ति तर्हि लाभदायको भवति इति अत्र पुनः एकः प्रश्नः वर्तते यदि त्वं किमपि व्यापारम् आरब्धुम् इच्छसि तत् किं स्यात् किमर्थम् अहं यदि किमपि प व्यापारम् आरब्धुमिच्छामि तर्हि पूगफलस्य व्यापारं कर्तुम् इच्छामि यतः अस्माकं प्रदेशे तावत् पूगफलस्य एव वर्धनं कुर्वन्ति इति कृत्वा तद्विषये नाम बाल्यादारभ्य आपाततः ज्ञानं वर्तते तस्मात् कीदृशं भवति पूगफले उत्कृष्टता नाम का तत्रा कथं डिवैड् कर्तव्यं विभागः कर्तव्यः इत्यादिविषये बाल्यादपि मम संस्कारः वर्तते तस्मात् तद्विषये यदि अहं व्यापारं किमपि करोमि तर्हि अहं निश्चयेन सफलं भवामि अर्थात् सक्सस् भवामि इति मम विश्वासः वर्तते